अस्माकं भारतदेशः विभिन्न संस्कृतेः मेलनम् इति वयं सर्वे जानिमः एव अस्माकं भारतदेशस्य राज्यभाषा वेशभूषणम् आहारपद्धतिः पर्वाणाम् आचरणं भिन्नः एव अस्ति इदानीं भाषामेव स्वीकुर्मः उत्तरभारते हिन्दीभाषायाः प्रभेदाः एव राज्यभाषा इति मान्यतां प्राप्नोति उदाहरणार्थं भोजपुरी इत्यादयः परं मुख्य व्यवहारभाषा हिन्दीभाषा एव अस्ति परं दक्षिणभारते तथा न भवति कर्णाटकस्य राज्यभाषा कन्नड तामिलु नाडु राज्यसय राज्यभाषा तमिलु आन्ध्रप्रदेशस्य तेलगु केरलस्य मलयालं प्रमुखराज्यभाषा अस्ति आनन्तरम् एव अन्य भाषानाम् उपयोगः भवति तथा उत्तरदक्षिण भारतीयानाम् आहारपद्धति अपि विभिन्नाः एव भवति उत्तरभारतीयाः गोधूमस्य उपयोगं कुर्वन्ति अतः रोटिकायाः एव प्राधान्यता दक्षिणभारते तण्डुलस्य उपयोगः भवति अतः अन्नस्य एव प्राधान्यम् उत्तरदक्षिण भारतीयानां वेशभूषणः अपि भिन्नाः एव भवति उत्तरभारतीयाः पञ्जाबी वस्त्रस्य उपयोगं बहु कुर्वन्ति परं दक्षिणभारते शाटिकायाः एव प्राधान्यता एवम् अस्माकं भारतदेशे विभिन्नसंस्कृत्याः मेलनं भवति चेत् अपि वयं विभिन्नत्वेन एकत्वं साधयामः